यः द्वारसमीकरं स्वीकृतवती तत् वर्णमपि सं सम्यक् नास्ति धूलिं सम्यक् न स्वीकर्तुं पादसंवाहनेन तद् चलति स्थिरं नास्ति मम मातुलः तत्र पादं स्थापित्वा साः सा अघः अधः पतितवती तस्याः गायम् अपि अभवत् तस्याः अस्ति अस्ति किं यथा ह्म् यथा भवति सा इदानीम् वैज्यालये गतवती सा तदेव स्वादसंवहनम् सम्यक् नास्ति तद् कम्बेनि सम्यक् न कृतम् इति मम अभिप्रायः